हरि ओं कण्डक्टर् महोदेयः महोदयः अत्र आगच्छतु एकं मुम्बैप्रति एकं एकं मुम्बैप्रति टिकेट् ददातु आम् अहं मुम्बै अहं मुम्बै टिकेट् पृच्छन् अस्मि अहं मुम्बै गच्छति खलु मु मुम्बै मुम्बै गच्छन् अस्मि खलु कुतः वा पुनः पश्यामि भोः महोदयः मुम्बैस्थाने बस् स्थगित्वा य यत्र इति वदति खलु हो हो एतत् प्रदेशं एतत्प्रदेशं प्रति नूतनतया आगतवती अस्मि मुम्बैमार्गतः गच्छति आं भगिनी मुम्बै मार्गतः मार्गतः मुम्बैमार्गतः गच्छति इति आरोहणं कृतवती हा अस्तु भगिनी आम् अस्तु भगिनी अस्तु भगिनी धन्यवादः अहं दृष्टवती कन्फ्यूषन् भवति भवत् अभवत् आम् अस्तु

आं भगिनी अस्तु धन्यवादः बहु उपकारः